देवता मूर्तीनां निर्माणविषये काचित् पद्धतिः आश्रीयते का पद्धतिः इति चेत् उच्यते तत्र प्रथमतया स्थानं निर्दिष्यते यत्र वयम् मूर्तेः निर्माणं कुर्मः तत्र स्थानस्य निर्देशनं भवति ओ समीचीनं स्थानं वा एवं यत्र यत्र स्थानमस्ति तत्र तत्र सर्वत्र तु न क्रियते स्थानं दृष्ट्वा ततः परम् तत्र जातकं पश्यन्ति जातकं नाम तत्र स् स्थानस्य स्थलं दिक्खु दिशि दिशि विद्यमाने दिक् दृष्ट्वा एव नाम तद् किं वदामः खलु ज़ोन् सौत् ज़ोन् नार्त् ज़ोन् ईस्ट् वेश्ट् इति तम् इति स्थलम् अत्र वयं मूर्तेः निर्माणं कुर्मश्चेत् सम्यक् भवति इति प्रथमतया चिन्तयन्ति ततः परम् यत्र क मृत्तिका आनयिष्यन्ति तदपि कुत् यत् सर्वत्र लभ्यते सा मृत्तिका न कुत्रचित् समीचीनं मृत्तिका स्यात् मा पुण्यस्थले एव विद्यमाना मृत्तिका स्यात् ततः पुनः आनयिष्यन्ति शिलाखण्डानपि एवमेव सर्वत्र लभ्यते खलु नाम निर्माणार्थं गृहस्य निर्माणार्थं तादृशाः शिलाखण्डाः न किन्तु यत्र उत्तमतया स्वच्छं भवति तत् स्थानमपि स्वच्छं स्यात् ततः शिलाखण्डान् आनयिष्यन्ति पुनः निर्माणार्थं पूजादिकं कृत्वा ते मूर्तेः निर्माणार्थम् आरम्भं कुर्वन्ति एवं पद्धतिरस्ति पुनः मूर्तेः मूर्तिः यदा जायते ततः परं पुनः पुनरेकवारं समीचीनरीत्या एतद् पश्यन्ति सम्यकस्ति वा न वा इदानीं कदा वयम् एतस्य उद्घाटनं कुर्मः कदा एतस्य पूजां वयं कुर्मः इति दिनाङ्कं निश्चयित्वा जातकमपि दर्शयित्वा जातकं नाम दिनस्य कस्मिन् दिने वयं कुर्मश्चेत् सम्यक् भवति इति सत् सर्वं दर्शयित्वा ते आरम्भं कुर्वन्ति